व्यापारं नाम वाणिज्यं वाणिज्यं कर्तुं ग्रामजनानां स् निकटे यद्यपि तत्र वस्तूनि सन्ति उदाहरणार्थं शाकानि बहुविधानि शाकानि वर्धयन्ति किन्तु तत् नगरं प्रति नेतुं व्यवस्था नास्ति अतः ते तत्रैव ग्रामं ग्रामं गत्वा विक्रयणं क कुर्वन्ति अस्य वाणिज्यस्य व्यापारस्य तत्र अस्ति साध्यता किन्तु यथा नगरे तेषां मूल्यं लभ्यते तथा ग्रामेषु न लभ्यते अतः ग्रामजनाः बहुकष्टम् अनुभवन्ति यदि तत्र ग्रामे एव तत्र शाकानां रक्षणार्थं व्यवस्था यदि कल्प्यते तर्हि ते दिनद्वये एकवारं समग्रं संग्रहं कृत्वा वाहनव्यवस्थां कल्पयित्वा नगरं गत्वा विक्रयणं कर्तुं शक्नुवन्ति यदि तथा कुर्वन्ति तर्हि अपेक्षितप्रमाण अपेक्षया इतोऽपि अधिकमेव लाभं वा तत्र प्राप्तुं मूल्यं वा प्राप्तुं शक्नुवन्ति तेन तेषां श्रमः अपि सार्थकः भवति अतः प्रतिग्रामम् अपि एतादृशी काचित् व्यवस्था चिन्तनीया सर्वकारेण वा अथवा तत्र ग्रामीणजनैः वा इति मम अभिप्रायः